सङ्गीतम् एका विशिष्टा कला वर्तते सङ्गीतेन वयं किमपि कर्तुं शक्नुमः यदा सङ्गीतम् एकं विशिष्टं तत्वं वर्तते अस्माकं जीवनस्य यतोहि सङ्गीतेन वयं स्वमनोभावान् प्रकटयामः तथा च अन्यान् अपि अन्यान् प्रति वयं स्वमनोभावान् व्यक्तं कुर्मः यद्न एता एतेन एव ज्ञायते सङ्गीतस्य महत्वम् सङ्गीतेन विना वयं जीवने

किमपि कुर्मः चेत् सङ्गीतेन यादृशं यादृशं रसम् आगच्छति तादृशं रसम् अन्येन न वयं प्राप्नुमः सङ्गीतस्य महत्वं तु प्रतिक्षणं ज्ञायते एव अतः सङ्गीतम् एकं तादृशी कला वर्तते यया कलया मानवः भावान् तथा च अन्यान्भावान् अपि सह प्रभावीकरोति मम इष्टतमः सङ्गीतज्ञः कः इति जिज्ञासायाम् सः अस्ति सोनुनिगम् तस्य यदा सः गायति तदानीं सः स्वमनोभावान् सः सहृदयेन सुष्ठु हृदयेन सः गायति तस्य मनोभावाः अपि ते तस्य सङ्गीतध्वनेः माध्यमेन अस्माभिः ज्ञायन्ते अतः सङ्गीतकला बहु सामान्यं नास्ति बह्वी सामान्यं नास्ति तस्य कृते बहु अभ्यासः अपेक्षते तथा च यदा सङ्गीतम् सरस्वत्याः कृपया तस्य तस्याः अनुग्रहेण एव वयं प्राप्नुमः